शारीरिक दार्ढ्यार्थं मया प्रतिदिनं प्रातः उत्थाय उषःपानं क्रियते तथा शरीरस्वच्छतायाः अनन्तरं प्रतिदिनं योगासनं च क्रियते एतेन शरीरम् आदिनम् कार्यं कर्तुं उत्साहं संरक्षति अतः प्रतिदिनं शरीरं स्वास्थ्यार्थं योगासनं क्रियते एवं मया आहारेषु आहारे केचन पद् काचित् पद्धतिः अनुस्रीयते तत्र शर्करायाः उपयोगः नैव क्रियते कदाचित् यदा कदा वा एकवारं तत्र शर्करायाः सेवनम् अत्यन्तम् अपेक्षितमेव इति भवति तदा केवलं शर्करायाः उपयोगः क्रियते अन्यथा मधुररसस्य कृते गुडस्य एव उपयोगः सुतरां क्रियते तत्र काफ़ि वा भवतु चायं वा भवतु कषायः वा भवतु यत्र यत्किमपि पानीयं भवतु तस्य सर्वस्य गुडस्य एव उपयोगः क्रियते एवम् अस्माभिः यत् जोनि बेल्ला गुड इति उच्यते तस्यैव उपयोगः अत्र मलेनाडु मध्ये क्रियते अतः सर्वस्यापि मधुररसस्य गुडं गुडं एव तत्र सहायकः भवति एवं मैदा याः उप मैदा यद्विद्यते तस्य उपयोगः नैव क्रियते पूर्वं तु बाल्ये बिस्केट् चाकलेहः इत्यादिकं बहु खाद्यते स्म अधुना तु तस्य हानिः ज्ञाता विद्यते अतः तस्यापि उपयोगः नैव क्रियते एवं श्वेत अन्नं यत् पालिश् पालिश्ड् वर्तते तादृशम् अन् ओदनं नैव स्वीक्रियते यत् अन्पोलिश्ड् भवति तस्य एव उपयोगः मया क्रियते एवं सम्यक् जलपानं क्रियते यदा कार्यक्रमादि कार्यक्रमादिषु सम्यक् भोजनं क्रियते तदा मध्याह्ने सम्यक् भोजनं क्रियते तदा रात्रौ तु भोजनं सुतरां नैव क्रियते तत्र कषायं वा सारं वा पीत्वा तत्र जीर्णक्रियार्थं यथा सहायकं स्यात् तादृशं किञ्चित् पानीयं पीत्वा एव स्वापः क्रियते तत्र पुनः भोजनम् इति नैव तत्र क्रियते इति एवं रूपेण आहारम् आहारक्रमं परिपाल्य अहं शरीरं शरीरदार्ढ्यं निर्वोढुं शक्नोमि